रामायणं रामस्य अयनं रामायणं रामायणे सर्व सर्वाः खण्डा काण्डाः काण्डाः सम् सम्यक् रम्य रमय रम्यमेव परन्तु सुन्दरकाण्डम् इति मम हृदयस्य समीपे अस्ति तत् काण्डं किमर्थम् इत्युक्ते तुलसीदासः महान् कृतः उक्तवान् सुन्दरी सुन्दरी सीता सुन्दरः सुन्दरः राम सुन्दरः सुन्दरः कपिः इति सुन्दरकाण्डं सम्यक् रामायणस्य विषयान् तत्र सम्यक् बोधयति रावणः हनुमान् कीदृशं जानकीम् अन्वेषणं कृत्वा ततः परं सः राक्षसवीरान् राक्षसवीरान् कृते युद्धं कृत्वा रावणं रावणस्य सभामध्ये स्वस्य परिचयं दत्वा ततः परं रामस्य समीपे आगत्य किमपि न वदति युद्धम् वदति सी अहं सीतां दृश् सीतां दृष्टवान् इति तद् अम् मम मम चिन्तनम् अस्ति तद् सम्यक् रामः किमर्थम् तादृशम् उक्तवान् रामं कृते रामस्य कृते रामः एकम् एकं वर्षम् सम्यक् इदम् अत्र तत्र सर्वे सर्वत्र सीतायाः अन्वेषणं कृत्वा कृत्वा आगतवान् तस्य हृदयस्य स्थितिः ज्ञात्वा तादृशम् उक्तवान् किमपि न उक्तवान् न अहम् अत्र गतवान् इत्र तत्र गतवान् तत्र अन्वेषणम् अन्वेषणं कृतवान् इति नास्ति अहं सीतां दृष्टवान् सा सम्यक् अस्ति तद् सम्यक् तदेव सुन्दरकाण्डम् अस्माकं हृदयस्य समीपे